यदि अहं स्वस्य छायाचित्रद्वारा भारतं दर्शयितुम् अवसरं प्राप्नुयां तदानीं तदीदृशं भवति भारते यथा अन्यस्मिन् देशे तथा अत्रापि विभिन्नताः दृश्यन्ते तस्यां विभिन्नतायां सत्यामपि ऐक्यं सर्वेषां जनानां यथा भवति तादृशं चित्रं प्रदर्श्यते सर्वेऽपि संस्कृताध्ययनेन सम्पन्नाः यथा भवन्ति तथा सर्वेऽपि भाषाभेदे सत्यपि संस्कृतेन सम्बद्धाः अस्माकं संस्कृत्या च सम्बद्धाः यथा भवन्ति तादृशं छायाचित्रं गृह्यते